मम मातृभाषा तेलुगु अस्ति अहं संस्कृतमाध्यमे एव रामायणं महाभारतानाम् अध्ययनं कर्तुम् इच्छामि परन्तु अहं जानामि रामायणं महाभारतं तेलुगुभाषायाम् अपि लभ्यं लभ्यते भगवद्गीता तु गीताप्रेस्द्वारा मुद्रित पुस्तकं मम पार्श्वे अस्ति अहं प्रतिदिनं पठामि श्लोकान् पठामि भगवद्गीताश्लोकान् पठामि तत् पुस्तकं बहुसम्यक् अस्ति अनन्तरम् अहं पुल्लेल रामचन्द्रमहोदय द्वारा लिखितं सुन्दरकाण्ड पुस्तकमपि मम पार्श्वे अस्ति श्लोकाः तु संस्कृते एव सन्ति परन्तु तस्य तात्पर्यं तु तेलुगुभाषायाम् अस्ति तदपि बहु सम्यक् अस्ति बहुसुलभेन अवगतम् अस्ति अनन्तरं रामायणम् अपि अस्ति पुल्लेलरामचन्द्रमहोदयस्य परन्तु तेषु पुस्तकेषु श्लोकाः न सन्ति तात्पर्यं श्लोकानां तात्पर्यमेव अस्ति सन्ति तत्र तत्तु अहं न पठितवती परन्तु अहं भविष्यत्काले पठितुम् इच्छामि